आम् मम ग्रामे वृद्धाः भिन्नभिन्नकारणतः शैय्यास्थाः सन्ति यथा हृदयरोगाः कर्करोगाः अस्तिरोगाः मोतियाबिन्दुः प्रकारद्वितीयः मधुमेयः अल्जायिमरोगः इत्यादयः रोगेण ग्रसिताः सन्ति ये ये शय्यायिताः भवन्ति क्वचित् क्वचित् तेषां पारणमपि भवति क्वचित् क्वचित् तेषां दुर्लक्षमपि कुर्वन्ति तेषां परिवाराः तर्हि तत् सर्वं मिश्रितं भवति मदीये ग्रामे तत्र कोपि समानता नास्त्येव पुनः तत्र ये ये धनिकवृद्धाः सन्ति तेषां व्यवस्था तेषां पुत्राः उद् वृद्धाश्रमे एव कुर्वन्ति अतः तेषां दुर्लक्षं तु भवत्येव इति चिन्तनीयः विषयः वर्तते